गानं तु गानं तु भवति वाद्यमाध्यमं वाद्यमाध्यमेन गानं बहु सम्यक् भवति वाद्यं नास्ति चेत् गायनं मध्ये किञ्चित् क्लेशः उत्पन्नं भवति अतः वाद्ययन्त्रं प्रथमं भवति हार्मोन्यं हार्मोन्यम् इत्यस्य गानस्य मुख्यं गानं हार्मोन्यं मध्यैव भवति ततः परम् मम इच्छा अस्ति गिटार् माध्यमेन बहु इच्छा अस्ति गिटार्मध्ये अहं गानं गातुं बहु सम्यक् रूपेण इच्छामि एवं च जाक्शिट् जाक्शिट् इति वदन्ति जाक्शिट्मध्ये गानं गातुम् इच्छामि गानं तु जन्म भवति वाद्ययन्त्रेण वाद्ययन्त्रेण विना गानं कदापि न भविष्यति वाद्ययन्त्रे गानस्य सुमधुरं भविष्यति अतः गाननिमित्तं वाद्ययन्त्रं आवश्यकं बहुमात्रं भवति मम कृते अपि आवश्यकम् तत्र वाद्ययन्त्रं नासीत् चेत् किमपि वाद्यरूपेण किमपि वाद्यरूपेण अहं गानं करोमि परन्तु वाद्ययन्त्रस्य आवश्यकता बहुमात्राणं भवति अतः वाद्ययन्त्रस्य बहु मुख्या भूमिका अत्र दृश्यते मम तु इच्छा अस्ति मृदङ्गः तस्य हार्मोन्यं गिटार् केशियो इत्यादि मध्ये मम बहु आग्रः अस्ति यत् शो गानसामग्रीणाम् मम बहु आवश्यकता अस्ति अतः एतत् वाद्ययन्त्रस्य अहं गानं कर्तुं बहु इच्छा अस्ति धन्यवादः